मम अपेक्षया मम पत्न्याः एतस्मिन् विषये गार्डन् विषये बहु आसक्तिः अस्ति अतः वयं किं कृतवन्तः रामापुरम् इत्येकं समीपे अस्माकम् एकम् स्थानमस्ति भूमिः अस्ति तत्र एकम् एतन्निमित्तम् एकं प लघु भवनं निर्मीय तत्र वयम् फलवृक्षाणाम् एतत् सस्यानि वयं स्थापितवन्तः अनन्तरं पुष्पविषये वयं स्थापितवन्तः अनन्तरं भिन्नभिन्नाः लताः तन्निमित्तं वयं पृथक् व्यवस्थां कृत्वा तत्र एकं शोभते यत् सामान्यतया एतद् चन्नैनगरे ईदृशं वयं दृष्टमेव न शक्नुमः सर्वत्र भवनानि भवन्ति भवनम् अनन्तरं भवनम् अनन्तरं भवनम् किन्तु अस्माकम् एतत् बृहत् स्थलम् अस्ति अत्र केवलं लघु भवनं निर्मीय अत्र अधिकं प्राधान्यम् एतन्निमित्ते पादपानां निमित्ते अनन्तरम् अत्र सस्यानां निमित्ते वयं दत्वा एकां सुन्दर वाटिकां वयं निर्माणं कृतवन्तः अत्र समीपे एस्सारम् कालेज् छात्राः यदा तत् समीपे आगच्छन्ति तत्रागत्य सर्वं फ़ोटो कुर्वन्ति स्वीकृत्य गच्छन्ति अतः अस्माकं मनसि महान् सन्तोषः भवति तन्निमित्तम् अत्र एकं नर्सरि बहवः सन्ति अत्र पडपैमध्ये अस्ति अनन्तरं ताम्बरं समीपे अस्ति अनन्तरम् अन्नानगरं समीपे अस्ति वयं सर्वत्र गत्वा तत्र धनं दत्वा आनयामः तद् अनन्तरं तस्य वर्धनं वयं स्वयं कुर्मः तादृशं वयं कृतवन्तः महान् सन्तोषस्य विषयः